अस्माकं प्रदेशे कर्मकाराणां कार्यनियुक्तिं बृहत्कृषिकाः नाम पूगवाटिका नारिकेलवाटिका अथवा क्षेत्रम् इत्यादि कार्याणि कारयन्ति सामान्यतः आर्थिकविषये मध्यमस्तरीयाः जनाः सार्वकारिकवृत्तिं विषये वृत्तिविषये प्राधान्यं यच्छन्ति केचन वृत्तिपराः वैयक्तिकवृत्तिं कार्यं कुर्वन्ति वृत्तिपराः सन्ति उद्योग औद्योगरहिताः बहु जनाः सन्ति यतः तेभ्यः सार्वकारिकमान्यता नास्ति इति भासते भासते अस्माकं ग्रामे बहुजनाः उद्योगिकाः सन्ति ते मध्यमस्तरीयाः एव औद्योगार्थम् उद्योगार्थं गच्छन्तः सन्ति ते उत्तमफलितमपि प्राप्तवन्तः